मया कदापि बृहत्तमं शिल्पं न कृतं बृहत्तमं शिल्पम् अस्ति यत् हस्तकला शिल्पकला वास्तुकला इत्यादयः सन्ति बृहत्तमं शिल्पं रोज शिल्पे प्रेरणा भवति यत् हस्तकला शिल्पे कार्यस्य वर्धनं भवति जनानां प्रतिभायाः ज्ञानं भवति हस्तकलामाध्यमेन अनेकानाम् अनेकजनानाङ्कृते उद्योगस्य प्राप्तिः भवति प्राचीनकाले वस्त्राणां निर्माणं हस्तकरघः माध्यमेन भवति तैः हस्तकरघैः अनेकजनानाङ्कृते कार्यस्य सुअवसरः प्राप आसन् परम् आधुनिकसमये यन्त्रमाध्यमेन सर्वकार्यं भवति अधुना शतं मनुष्याणां कार्यम् एकं यन्त्रं करोति शिल्पक शिल्पकलायां यथा प्राचीनकाले जनः मृत्तिकायाः मृत्तिकायाः वर् वर्तन् यथा कंस् मृत्तिकायाः कंसिका मृत्तिकायाः चमसः इत्यादयः इत्यादीनाम् उपयोगं कुर्वन् आसन् परम् आधुनिकसमये तस्य परम् आधुनिकसमये मृत्तिकाः मृत्तिकायाः पात्राणाम् अभावः दृश्यते एतस्मात् करणात् अ आधुनिकसमये शिल्पानाम् उपयोगः बहुन्यूनः दृश्यते शिल्पे तु केवलम् एका समस्या आसीत् समये समयस्य अधिकम् अपेक्ष्यते वास्तुकलायाः विषये इयं प्रेरणा वर्तते यत् गृहस्य निर्माणं कथं करणीयं भूमिचयनं केन प्रकारेण करणीयं कुत्र भूमिचयनं करणीयम् गृहे एकस्मिन् गृहे कति प्रकोष्ठाः भवन्ति क कस्मिन् दिशायां पाकशालायाः इत्यस्य निर्माणं करणीयं प्रसाधनस्य निर्माणं कस्मिन् दिशायां करणीयम् इत्येतेषां सर्वासां ज्ञानं वास्तुकलामाध्यमेन एव भवति